उडुपीजनपदे वैद्यकीयव्यवस्थापि बहु उत्तमारीत्या एव अस्ति अत्र वैद्यविद्यालयाः सन्ति उडुपी समीपे एव मणिपाल् नगरम् अस्ति तत्र तु कस्तूर्बा मेडिकल् कालेज् इति अस्ति तत्तु विश्वप्रसिद्धः अस्ति विदेशतः अपि छात्राः आगत्य तत्र पठन्ति अनन्तरं सर्वकारीयव्यवस्था अपि समीचिनमेव वर्तते अतः कोविड् समये अत्र बहवः उत्तमरीत्या स्वयंसेवकरुपेण अपि समाजस्य जनाः कार्यं कृतवन्तः वैद्यकीयव्यवस्था अपि उत्तमरीत्या आसीत् अतः सर्वे जनाः अत्र उत्तमरीत्या एतत् वैद्यकीयसौलभ्यं प्राप्तव्यं चेत् अन्यत्र गन्तव्यं अन्यजनपदं वा अन्य ग्रामं वा अथवा नगरं वा गन्तव्यम् इति नास्ति उडुपीनगरे एव सर्वरीत्या व्यवस्था अस्ति मणिपाल् नगरे तु विश्वप्रसिद्धः वैद्यालयः अस्ति तत्र सर्व अत्याधुनिक उपकरणानि अपि सन्ति अतः वैद्यकीयव्यवस्थाविषये उडुपीजनपदम् अत्युत्तमरीत्या एव वर्तते